अस्माकं राज्ये बहवः दुर्गाः सन्ति बसवकल्याणदुर्गा बेल्लारिदुर्गा बीदर्दुर्गा अनन्तरं चित्रदुर्गा गजेन्द्रदा गाड्दुर्गा गुलब्र्गदुर्गा कित्तूर्दुर्ग अनन्तरं रायचूर्दुर्गा मुद्गल्दुर्गा इति बहवः दुर्गाः सन्ति तत्र कित्तूरुदुर्गा इति यत् अस्ति तस्य निर्मातृ अल्लप्पगौडा इति षोडशे शताब्दे सः निर्माणं कृतवानस्ति अनन्तरं तत्र एव राणिचन्नम्म ब्रिटिश्जनानां विरुद्धे युद्धं कृत्वा नवदशशताब्दे सा वीरमरणं प्राप्तवती अनन्तरं चित्रा दुर्गा इति अस्ति किल तत्तु चालुक्य होय्सला तेषां निर्मितम् अस्ति एकदशशताब्दे एव ते तस्य निर्माणं कृतवन्तः अनन्तरं विजयनगरसाम्राज्य अस्ति खलु ते प्राप्तवन्तः ते अपि राज्यभारं तत्र कृतवन्तः अनन्तरं हैदरालि तत्र युद्धं कृत्वा सः जितवान् अनन्तरं टिप्पु हैदरालेः पुत्रः तं ब्रिटिश्जनाः मारयित्वा अनन्तरं चित्रदुर्गा फ़ोर्ट् अस्ति खलु तस्य ते प्राप्तवन्तः अतः इदानीमपि वयम् अस्माकं राज्ये यदि अटामः तदा बहु दुर्गाः वयं द्रष्टुं शक्नुमः